अहं तु उपदेशं कर्तुं न शक्नोमि यतः तावद् न जानामि च एवं वक्तुं शक्नोमि एवं कर्तव्यम् इति यतः इदानीन्तनकाले तु कोपि ग्रामे वासं नेच्छति यतः कृषिजीवनं तु नष्टः भवति सर्वेषां कृते अतः सर्वे बेङ्गलूरुनगरं गच्छन्ति अन्यत्र गच्छन्ति अन्यत्र गच्छन्ति एवमेव भवन्ति प्रधानं कर्तव्यम् इति उपदेशः एकं कर्तुं शक्नोमि नाम कृषिभूमिः नास्ति चेत् किमपि न भवति खलु अन्नम् अन्नम् खादितव्यम् इति चेत् कृषिस्तु कर्तव्यमेव कृषिकार्यं तु कर्तव्यमेव कृषिकार्यं कर्तव्यं चेत् अस्माभिः अन्यत्र कुत्रापि गत्वा जीवनं जीवनयापनम् कृतं चेत् अत्र कृषिभूमिः व्यर्था एव भवति एवं तस्य प्रयोजनं के वा कुर्वन्ति एवं कथं तत् नाम अग्रे कथम् अन्नं भोजनार्थं किमपि आवश्यकं खलु तदर्थं वा कृषिकार्यं कर्तव्यमेव अतः अन्यत्र अन्यत्र गमनं त्यक्त्वा किञ्चित् अस्माकं ग्रामे एव भवनं तावत् इष्टं भवेत् सर्वेषामिति उपदेशः इदमुपदेशः इत्यपि वक्तुं न शक्यते यत्किञ्चित् विषयः कश्चनः विषयः उक्तः तावदेव एवं कृषिः यथा तस्मिन् भूमौ यत्किमपि अधिकम् उत्पद्यते ते चेत् तमेव कर्तव्यम् अन्यत् किमपि क्रियते चेत् अधिकम् उत्पन्नं न लभ्यते अतः यद्लभ्यते अधिकतया तस्यैव उ उत्पन्नमपि कर्तव्यः इति एकः विषयः